जगतः अभिवृद्धिः जगतः विकासः इत्युक्तौ एकक्षेत्रीयविकासः साम्प्रति लोके सर्वेऽपि भवनानि वर्धितानि चेत् जगत् वर्धिता इति मन्यन्ते केचित् यद् प्रयाणं कर्तुं सकलविधसौकर्याः विद्यन्ते चेत् देशः सम्यगभिवृद्धः इति मन्यन्ते प्रत्येकस्यापि एकैका भिन्ना भिन्ना दृष्टिः विद्यते परम् अहं किं मन्ये सर्वतोमुखीयविकासः अपेक्षितः विशिष्य सर्वेषां कृते आबालवृद्धानां आध्यात्मिकविकासः अत्यन्तम् अनिवार्यः तेनैव तेषां न तु केवलं बौद्धिकं वर्धनं परन्तु मानसिकं वर्धनम् अपि भवति तद् अत्यन्तम् अपेक्षते मानसिकवर्धनं तावत् तेनैव कश्चित् मनुष्यः सम्यः सम्यक् सः विकासं प्राप् प्राप्तुं शक्नोति अतः आध्यात्मिकदृष्ट्या विकासः अत्यन्तमपेक्षितः तेन सह भवनादिकं वा भवतु इतोऽपि तेषां शिक्षापद्धतिः अवश्यं बहुवर्धनीया भवति यतोहि यः यत् पठति तदेव त तस्य जीवने अनुसरति इति कृत्वा तस्य विकासः विशिष्य शिक्षाकेन्द्रे भवतु तदनन्तरं तस्य मानसिकविकासार्थं आध्यात्मिकचिन्तनम् अवश्यं भवेत् तेन सह सकलविषयेष्वपि नाम यथा वदामः सम्प्रतिलोके सर्वत्र विषयेषु को वा विषयः वा भवतु सेक्स् लैफ़् वा भवतु अन्यथा तस्य इतिहासविषये वा भवतु अस्माकम् ऐतिहासिकविषयाः एतेषां सर्वेषाम् अपि समीचीनं ज्ञानम् अपेक्षते एतादृशी स्थितिः एव देशस्य अभिवृद्धये भवति